हरिः ओम् अहं विजयराघवः अस्मि मया तावत् तत्र ऊबर् कृते मया कृतमासीत् बुक्किङ्ग् कृतमासीत् सः चालकः समये आगमिष्यामि इति एकवारं दूरवाणीमपि अकरोत् तथापि समये नागतः बहु प्रतीक्षा मया कृता आसीत् तदनन्तरं मया समये यानप्राप्तिः अतीव दुष्करमासीत् तेन कारनेण मदीयं यानं नष्टमेव अर्थात् मया यानं याने यात्रा कर्तुं न शक्नोमि आशक्नुमं तेन भवन्तः तं चालकम् किञ्चित् तर्जयन्तु तदनन्तरं यद् धनमस्ति मया दत्तमासीत् तद् अवश्यं प्रत्यर्पणीयम् इत्यपि प्रार्थये वस्तुतः चालकेन विलम्बेन आगतमिति कृत्वैव मम यानं नष्टमासीत् नो चेत् मया शीघ्रं प्राप्तुमर्हमासीत् सः वदति चालकः तत्र मध्ये मार्गं मार्ग अवरोधः अस्ति तेनैव कारणेन विलम्बो जातः इति मार्ग अवरोधः आसीत् तत्र संशयः नास्ति तथापि अनेन यदि पूर्वमेव आगतं स्यात् तर्हि नूनं मया समये प्राप्तम् एव स्यात् तेन कारणेन अयं दोषः चालकस्यैव इति कृत्वा यद्धनं चालकाय मया दत्तम् तद् युष्माभिः अवश्यं म कम्पनी द्वारा मह्यम् अवश्यं प्रेषणीयं इति प्रार्थये